अस्माकं राज्ये लोकयानव्यवथा बहुसम्यक् वर्तते नगरे जनाः लोकयानस्य उपयोगं बहुधा कुर्वन्ति तथा ग्रामीणभागे अपि कुर्वन्ति किन्तु तत्र मार्गस्य व्यवस्था सम्यक् नास्ति इति कारणतः किञ्चित् क्लिष्टः भवति ग्रामस्य अन्ते मार्गाः न भवन्ति एतत्कारणेन नगरे लोकयानं सर्वत्र प्रचलति तथैव ग्रामीणभागे नास्ति अत्र यानं स्वच्छं भवति सुरक्षितम् अपि भवति किन्तु मार्गाः सम्यक् भवति चेत् ग्रामीणाः अपि लोकयानस्य उपयोगं कर्तुं शक्यते